तन्त्रज्ञानविकासेन प्रथमतः पत्रव्यवहारं पूर्णतया त्यक्तं तर्हि एकं प्रथमपरिवर्तनम् इदानीं यदस्माकं यः कश्चन सन्देहो वा यङ्किमपि विषय विषयवदनं वा भवेत् चेत् झटिति फ़ोन् कृत्वा अस्माभिः तं सः विषयः प्राप्यते पत्राणां व्यवहारः पूर्वं यथा आसीत् सः पूर्णतया विरतः अन्तर्जालं अस्माभिः गोष्ठ्यादिकम् अन्तर्जालेनैव प्रचाल्यन्ते शास्त्रगोष्ठयः संस्कृतभाषासम्बन्धिनः सम्बन्धिन्यः गोष्ठयः तथा प्रश्नोत्तर प्रश्नोत्तरगोष्ठयः पाठः इत्यादिकम् अन्तर्जालमाध्यमेनैव क्रियमाणमस्ति एवं तस्य उपयोगः अस्माभिः अनुभूयते तन्त्रज्ञानेन कार्याणां सौलभ्यं बहुधा सर्वेषाम् अनुभवे यथा अस्ति मम ममापि तथैव अस्ति

बेङ्क् बेङ्क् मध्ये व्यवहारे अनन्तरं पाण्डुलिपिग्रन्थानाम् अध्ययने तथा उट्टङ्कने डेटा एण्ट्री विषयाणां उट्टङ्कणे तेषां समीकरणे एवं बहूनि कार्याणि अस्माकं तत् साहायानैव क्रियमाणानि सन्ति